वेक्यूम् क्लीनर् एका मशिन् वर्तते यया वयं स्वच्छतां कर्तुं शक्नुमः यदा मया अस्मिन् विषये श्रुतं तदा मया अपि प्रयोगार्थम् आहारितम् एतद् विचार्य यत् गृहस्वच्छताकार्यं मम कृते सुकरं भविष्यति परन्तु यदा मया एतस्य प्रयोगः कृतः तदा मम अनुभवं तु विपरीतमेव जातम् एतद् यन्त्रं स्वच्छताकरणे बहुसमयं स्वीकरोति अथ च पश्चात् एतस्य अपि स्वच्छता करणीया भवति येन अधिकसमयस्य हानि भवति अतः मम दृष्ट्या तु वेक्यूम् क्लीनर् शोभनं नास्ति